मया एकसप्ताहात् पूर्वं एच् पी सङ्गणकं यन्त्रम् ओर्डर् कृतम् आसीत् तत्र सिक्स्टीन् जी बी रेम् अस्ति एवं च एकं टी बी मेमोरि अपि अस्ति एतत् समीचीनम् अस्ति सम्यक्ग्रूपेण कार्यं करोति बहुवेगेन कार्यं करोति मध्ये मध्ये स्तम्भनं न भवति अतः समीचीनरूपेण टङ्कनादिकं कर्तुं शक्यते पुनः तत्र अन्तर्जालस्य स्पीड् अपि अत्यन्तम् अधिकं भवति अतः एतत् अत्यन्तं समीचीनं लेप्टोप् अस्ति इति अहं वक्तुम् इच्छामि